नमस्ते महोदय अहम् अभिलाषः पूर्वस्मिन् मासे अहं ज्योतिक ज्योतिषिकैः समीपे गत्वा मम जातकं अत्र दोषाः सन्ति अतः होमादिकं क्रियते चेत् न्यूनाः भवति इति उच्यते

अत्र नवग्रहशान्तिः क्रियते चेत् दोषाः न्यूनं भवति इति उक्तम् ततु न उक्तम् परन्तु अग्रिममासे करणीयं चेत् सम्यक् भवति इति हा अस्मिन् मासे कर्तुं शक्यते वा हा वारान्ते अहं रिक्तम् अस्ति तत्र किं किं वस्तूनि आवश्यकम् हा अत्र ततः मृत्युञ्जयहोममपि कर्तुं शक्यते वा मृत्युञ्जयहोमं तत् तत्र हा अस्तु आ